अस्माकं भारतदेशे उत्सवानाम् बहु प्राधान्यं भवति सर्वाः जनाः बहु उत्साहेन उत्सवे भागं स्वीकृतवन्तः एकैकः उत्सवः एकैके मासे एकैकः उत्सवः आगच्छति उत्सवेषु एकैके उत्सवे एकैकं खाद्यं वयं पचामः प्रथमम् पुङ्गल् समये वयं गुडान्नं पचामः सर्वे मिलित्वा गुडान्नं खादामः अनन्तरं गणेशोत्सवः भवति तद्दिने वयं मोदकं पचामः अतः अनन्तरम् नवरात्रिः भवति तस्मिन् समये वयं पृ पृथक् पृथक् चणकान् उपयोगं कृत्वा चणकान् पचामः एकेकं दिनं एकेकस्य चणकस्य खाद्यं पचामः दीपावलिसमये लड्डुकं पचामि सर्वं मधुराणि खाद्यानि पचामि सर्वं खाद्यम् वितरणं करोमि मित्रैः सह बान्धवैः सह सह मिलित्वा वयं सर्वं खाद्यं खादामः खादामः